चतुर्विंशति षष्ठे मासे चतुर्विंशत्यधिकद्विसहस्रम् एकम् पञ्चममासे द्विसहस्रम् पञ्चविंशतिः अष्टमे मासे सप्तचत्वारिंशदधिक नवशतोत्तर एकसहस्रम् पञ्च द्वे मासे पञ्चाशदधिकद्विसहस्रम् त्रीणि एकम् सप्ताधिकद्विसहस्रम्